प्राचीनतमम् आधुनिक मनोरञ्जनसाधनं ध्वनिकार्यक्रमाधारितं स्वस्थमानवं मनोरञ्जनस्य साधनम् अस्ति अनेके भारतीकार्यक्रमं मनोरञ्जनं प्रयोजितं कार्यक्रमं गीतं नाटकं जनहीतम् के प्रसारकार्यक्रमं कथं कथा एवं कवितां क्रिकेटिट् क्रिकेटिका आदि कार्यक्रमं मनुष्यो मनुष्यस्य स्वास्थ्यं तथा सक्रियं भविष्यति मनुष्यस्य प्रियम् आधुनिकं माध्यमं चलचित्रं वा चलचित्रम् अस्ति भवेन उपविश्व न्यूनाधीनचलचित्रं दृष्ट्वा कथं त्रयः घण्टाः गमिष्यन्ति इति भवन्तः कदापि तान् न्या ज्ञास्यन्ति तथैवं सर्कसमञ्च नाटकानि ध्वनिप्रकाशस्य कार्यक्रमाः नृत्यसङ्गितकार्यक्रमाः च इत्यादयः अन्य आधुनिकः मनोरञ्जनसाधनानि सन्ति सर्कसक्रीडायां विदूषकजनान् हासयित्वा पशूनां युवकयुवतीनां च सहायक्रियायां दर्शयित्वा स्वस्य मनोरञ्जनं कुर्वन्ति तथैवं नृत्यसङ्गितनाटके नृत्यस्य सङ्गितस्य ध्वनेः अभिनयस्य च संयोगः अतीव रोचकः कार्यक्रमः अस्ति नाटकं नाटकं नाट्यनाटका ध्वनिप्रकाशकार्यक्रमाः च मानवानां उत्साहं जनयन्ति तासाम् कैमर शतरञ्ज बेड्मिण्टन् फ़ुट्बाल क्रिकेट कब्बड्डि इत्यादयः क्रीडाः अपि आधुनिकयुगे मनोरञ्जनस्य उत्तमानि साधनानि सन्ति युवान् स्व स्व स्वरुचेः अनुसारम् अस्य मनोरञ्जरस्य लाभं लभ्यन्ते अने अन्ये केचन मनोरञ्जनसाधनानि यथा पीकनीगं गन्तुम् यदा वयं मित्रैः सह पिकनिकं गमेष् गच्छामः तदा बहु दिनानि तत्र सुखं विस्मृतम् असमर्थाः भवेम काव्यसम्मेलनानि काव्यगोष्टिः सांस्कृतिककार्यक्रमाः इत्यादयः मनोरञ्जनानि जीवने सुखं प्रसादयन्ति मोबैल् फ़ोनस्य कारणात् मनोरञ्जनाय रेडियोण् टीप रिकार्डर् इत्यादि इत्यस्य केषाञ्चन सङ्गणकाः च आवश्यकतां बहुधा सम्मिलं जातमस्ति विविधप्रकारस्य गीतानि श्रोतुं शक्नुते मोबैल् फ़ोनस्य च चलचित्रं द्रष्टुं शक्यते यूटूब फ़ेस्बुक् वाट्सप् ट्विटर् समाजिक एप्सम् इत्येतयोः कारणेन युवानां कृते मनोरञ्जनस्य समस्या बहुधा समाधानं प्राप्तवती अस्ति